मम अत्यन्तं प्रियं प्रिया पत्रिका अस्ति सम्भाषणसन्देशः सम्भाषणसन्देशः तत्र बहुविधानि बहुविधाः विषयाः उल्लिख्यन्ते यदि वार्तापत्रिकां वार्तापत्रिकां स्वीकुर्मः तदा हिन्दुः इति या पत्रिका अस्ति आङ्ग्लभाषायां सा मम प्रियतमा पत्रिका अस्ति यतः यथार्थविषयान् सा घोषयति अन्तर्जालीयपुटानां विषये पश्यामः संस्कृते व्योमा डाट् काम् इति अस्ति तत्र विविधव्याकरणविषयाः यतः मया व्याकरण बी ओ एल् कृतं व्याकरणविशेषे विषयेषु अभिरुचिः अधिका अस्ति तस्मात् कारणात् व्योमा डाट् काम् इति अन्तर्जालपुटम् अतीव रोचे मह्यम् अतीव रोचते तत्र बहवः विषयाः सन्ति कदाचित् ज्ञातविषयाणां श्रवणेन आनन्दः वर्धते कदाचित् अज्ञातविषयाणाम् अवगमनेन अपि आनन्दः भवति तस्मात् कारणात् तत् व्या व्याकरणविषयान् पश्यामि अपि च नण्डूरी श्रीनिवासः इति एकः सज्जनः अस्ति अपि च सामवेदं षण्मुखस्य शर्मणः ये प्रवचनानि सन्ति यानि प्रवचनानि सन्ति तानि श्रद्धया पश्यामि शृणोमि आनन्दम् अनुभवामि च